मया व्याकरणम् अधीयमानं तत्र पाणीनेः अष्टाध्यायी इति ग्रन्थः अत्यन्तं सुप्रसिद्धः तत्र पाणिनिमुनिः अत्यन्तं सुव्यवस्थितया सूत्राणां रचनां कृतवान् अस्ति तत्र तत्र यथा पणीनिः कृतवान् अस्ति तद्वत् वयं अस्माकं जीवनेऽपि वस्तूनां गृह वस्तूनां योजनम् अपि सम्यक् सुव्यवस्थितया वयं कर्तुं शक्नुमः इदं च सूत्राणां क्रमव्यवस्थां दृष्ट्वा वयं अवगन्तुम् शक्नुमः अपि च व्याकरणस्य परमं प्रयोजनं वर्तते लघुत्वसम्पादनम् तत् तेन एवम् अस्माकं जीवनेऽपि वयं स्यूते वस्तु संस्थापनम् अथवा वस्त्रयोजनम् इत्यादि अत्यन्तं लघुतया कथं कर्तुं शक्नुमः इत्यादि अनेके विचाराः व्याकरण अध्ययनेन वयं सम्पादयितुं शक्नुमः